वैदिकं वैदिकसाहित्यस्य अध्ययनं मया कृतं वर्तते तत्र मया वेदाङ्गानि यानि सन्ति तेषु केषाञ्चन ग्रन्थानाम् अध्ययनं कृतम् अपि च दर्शनेषु अपि अर्थात् षड्दर्शनेषु आस्तिकदर्शनेषु मया वेदान्तशास्त्रं योगशास्त्रं अधीतं तथैव च मीमांसाशास्त्रं न्यायशास्त्रम् इत्यादिशास्त्रद्वयं परिचयरूपेणापि पठितं वर्तते अर्थात् तत्र शास्त्रे न ये उद्ग्रन्थाः सन्ति ते अधीतः किन्तु प्रकरणग्रन्थास्तु अवश्यम् अधीताः सन्ति उदाहरणार्थं मीमांसाशास्त्रे मिमांसा मिमांसान्यायप्रकाशः इति यः ग्रन्थः वर्तते सः ग्रन्थः मया अधीतः तथैव च न्यायशास्त्रे मुक्तावलिपर्यन्तं मया अधीतं मुक्तावली इति याः ग्रन्थः तत् तावत्पर्यन्तम् अधीतं तथैव यदि पश्यामः वेदान्तशास्त्रे इदानीं सद्यः काले प्रकरणग्रन्थादीन् सापि उद्ग्रन्थानाम् अध्ययनं क्रियमाणं वर्तते यत्र ब्रह्मसूत्रम् उपनिषद्भाष्यादिग्रन्थाः सन्ति ये च प्रौडग्रन्थाः योगशास्त्रे योगसूत्राण्यपि अध्ययनं सम क्रियमाणमस्ति अन्ये योगस्य परं ये सं योगसम्बद्धाः ये ये ग्रन्थाः सन्ति हठयोगप्रदीपिका वा योगरत्नाकरः वा योगोपनिषद्वा ताः तत् एतत् सर्वस्यापि ग्रन्थस्य अध्ययनं मया क्रियमाणं वर्तते तत् तेन मम प्रयोजनापि जायमानं वर्तते उदाहरणार्थमिदानीं योगशास्त्रस्य अध्ययनेन तत् अहं स्वजीवने अपि आचरन् अस्मि इति कृत्वा पथ्यापथ्यं मया ज्ञायते व्यवहारोऽपि ज्ञायते के कस्य आसनस्य किं प्रयोजनम् इत्यादिकमपि ज्ञायते इति मम वैदिकसाहित्यस्य अध्ययनं क् करणेन जातः लाभः तदेव उक्तं